नमांसि अहं सुरेशः मया अत्र मम मातुः जन्मदिनम् आचर्यते गृहे अतः तदर्थं मया चिन्तितं भवताम् उपाहारमन्दिरात् किमपि खाद्यं स्वीकरोमि किमपि खाद्यं आर आरक्षणं कृत्वा अत्र मम मात्रे ददामि इति चिन्तितम् अतः कृपया भवन्तः तत् खाद्यं यथा उष्णं भवेत् तथा दृष्ट्वा सम्यक् पेटिकायां संरक्ष्य अस्माकं कृते आनीय यच्छन्तु इति प्रार्थयामि तदर्थं ये ये विषयाः मनसि निधातव्याः इत्युक्तौ एकं पात्रं तत्र पात्रे यथा उष्णं भवेत् खाद्यं तथा एकम् अवधानं तद्वदेव पेटिका पेटिका अपि यथा तदनुकूलं भवेत् तदनुरोधेन भवन्तः तत् खाद्यम् अन्तः स्थापयित्वा अस्माकं गृहं प्रति आनीय यच्छन्तु इति अहं प्रार्थयामि तदर्थं यावद् मौल्यं भवति तत् मया दातुं शक्यते एवं मम मातुः जन्मदिनम् अद्य वर्तते इति कृत्वा इदं मया कर्तुम् इष्यते अतः भवन्तः तदानीयगृहं प्रति सम्यग्रूपेण यच्छन्तु इति आवेदनं मम